हरिः ओं नमस्ते मातः आगच्छतु आम्

हा सन्ति काश्मीरसेवफलं सन्ति मधुरम् अस्ति रुचिकरम् अस्ति भवती कति फलानि तदा तदपि अस्ति मातः एकं किलो आगच्छति पञ्चाशत् अधिकद्विशतं रूप्यकाणि एतत् विशेषसेवफलम्

पनसफलमपि अस्ति हा पनसफलमपि अस्ति फलं लघु एव अस्ति मातः बृहत् नास्ति

हा अस्तु तदपि पेटिकायाम् एव अस्ति तत्र गत्वा पश्य पश्यतु मातः तत्र ब एकं पेटिका अन्ते पनसफलम् अस्ति अस्तु आम् अस्तु भवती यत् वदति तदेव उचितं मा मातः धन्यवादः